षोडशदिनाङ्कः मार्च् मासः पञ्च् सप्तपञ्चाशत् अधिकनवशतोत्तरेकसहस्रवर्षः द्वादशदिनाङ्कः द्वितीयमासः फ़ेब्रव्री मासः द्वा द्वादशाधिकद्विसहस्रवर्षः षट्दिनाङ्कः नवम्बर् मासः द्विसहस्रवर्षः एकदिनाङ्कः एकवर्षः जनवरि मासः दि एक एकोत्तरद्विसहस्रवर्षः द्वितीयदिनाङ्कः द्वितीयमासः द्व्यधिकम् द्विसहस्रवर्षः